आधुनिके जगति संस्कृतभाषाभाषिणां समस्या समस्या बहूनि सन्ति कारणम् अस्माकं भारतदेशे सि बि एस् सी वा कान्वेण्ट् शालायाः प्रचारः अभवत् त तस्मिन्नेव एकः व् एकं बहु चिन्तनीयकारणमस्ति कारणम् आङ्ग्लभाषायां प्रभावः अधिकः अधिकः दृश्यते तदनन्तरम् अस्माकं गृहे गृहे यदि वयं पश्यामः तर्हि तत्र सर्वे जनाः आङ्ग्लभाषायाः प्रयोगम् अधिकं कृ अधिकं कुर्मः संस्कृतस्य उपयोगः क्वचित् अस्ति ए एतत् समस्या अस्ति